हरि ओम् नमस्ते महोदय वदतु अहम् अत्र एलेक्ट्रिशियन् आफीस् मध्ये कार्यं करोमि महोदय अतः दूरवाणी कृतवती भवान् किमपि गृहस्य कृते अवश्यकम् इति उक्तवान् खलु किं किं पुनरेकवारं वदतु किमपि त्यक्तवान् वा पश्यामः आं महोदय अनन्तरम् ए सि न अवश्यकं वा तत् न उक्तवान् द्वे प्रकोष्टमध्ये न अवश्यकं वा न एव वा अतः हाल् मध्ये एतत् व्यजनस्य इत्युक्ते त्रयम् अवश्यकं वा इति तत्र व्यजनस्य द्वे पर्याप्तं वा हाल् मध्ये द्वयं द्वयं अनन्तरम् एकं हा अवश्यकं हा सम्यक् एतावदेव

तत्र एल् इ डि ट्यूब् अनन्तरम् अन्य ट्यूब् एल् इ डि एव

अनन्तरम् इन् इन्वर्टर् अवश्यकं वा महोदय तत् न

आ महोदय अहं पर्याप्तम् हा अहम्